मम प्रदेशे गुजरातीभाषिकाः एवं हिन्दीभाषिकाः जनाः निवसन्ति अस्माकम् अस्मा अस्माकं संस् अस्माकं संस्कृतिः समाना एव अस्ति कुत्रचित् भिन्नता अस्ति किन्तु अस्माकम् उत्सवाः समानाः सन्ति तेषां नामानि भिन्नानि भवन्ति यथा वयं हर् म मराठीभाषया हर्तालिका वदामः ते हिन्दीभाषिकाः काजल्तिज् इति वदन्ति आषाढे मराठिभाषया आषाढमासे एवं कार्तिकमासे या एकादशी भवति तेषां नामानि तत्र मराठिभाषिकाः विठ्ठलरुक्मिणी महो भ भगवान् भगवान् विठ्ठलस्य पूजां कुर्वन्ति तर्हि हिन्दीभाषिकाः भगवान् विष्णुः पूजां कुर्वन्ति विठ्ठलः इति विष्णस् विष् विष्णु भगवान् विष्णोः अपरं रूपम् एव अस्ति किन्तु नाम भिन्नम् अस्ति अतः तत्र मेलनं तु सम्यगेव भवति समानमेव पूजा पूजा भवति यथा शोभयात्रा निर्गच्छ शोभयात्रा भवति पुष्पैः पूजनं भवति भगवतः भगवतः विष्णोः पुष्पैः पूजनं भवति गणेशोत्सवः अपि तथैव वयं आचरामः